भारते तावत् नृत्यकला नृत्यशास्त्रम् इत्येव प्रसिद्धं वर्तते तत्र भरतेन तद्विषयक ग्रन्थाः अपि लिखिताः दक्षिणभारते नृत्यप्राधान्यं वर्तते प्रतिराज्यं तत्र नृत्यभेदाः दृश्यन्ते कतकली भरतनाट्यं एवं रूपेण तत्र प्रतिराज्यमपि भेदाः दृश्यन्ते तत्र तत्रापि विशेषेण प्रत्येकस्मिन् नाट्ये विविधः वेशाः दृश्यन्ते विविधः रीत्या नवरसनिरूपणमपि दृश्यते एवं रूपेण नाट्यकला बहु प्रसिद्धा तत्र सांस्कृतिकरूपेण इयं वर्तते इत्यतः सर्वत्र किमपि कार्यक्रमः आयोजितः इति चेत् नृत्यकार्यक्रमः सामान्येन भवति भरतनाट्यम् इति तु बहु प्रसिद्धः कुचुपुडि इत्यादि उत्तरः उत्तरदेशीय उत्तरभारतीय नृत्यकलाः अपि प्रसिद्धाः वर्तन्ते एवं रूपेण नृत्यकलाः प्राचीनकालेपि आधुनिककालेपि अधीयमानाः अधीताः तत्र प्रवीणाः यक्षगानामित्यादिकं वर्तते इति